महोदय अहं भवतः वैद्यालये एव युक्तः अस्मि इदानीम् इदानीं मम चिकित्सा अभवत् एवं पश्यतु यानात् पतितवान् तत्र कस्य किञ्चित् प्लास्टिक् सर्जरि कृतवन्तः अनन्तरं पादस्य चर्चः चिकित्सा अभवत् अतः इन्शुरेन्स् किमपि लभ्यते वा इति आम् तदर्थं किमपि आवश्यकं वा आम् आधार् कार्ड् अस्ति अस्ति अस्ति हर्षः ददाति मम पुत्रः आं पेन् कार्ड् अस्ति आमामाम् अनन्तरम् इन्शुरेन्स् अहमेकं कारितवान् यानस्य तु अत्र अस्ति यानस्य तु कवर् भविष्यति इति उक्तवन्तः पुनः अत्र मम अपि वैयक्तिकम् एकं एल् ऐ सिमध्ये कारितवान् अस्मि एतद् भवान् एकवारं पश्यतु वस्तुतः तद् कवर् भवेत् इति चिन्तयामि एतत् मेडिकल् एव अस्ति अहं वर्षे षड्सहस्रं तन्निमित्तं द यच्छन् अस्मि आं भवति खलु अनन्तरम् आयुष् आयुष्मान् कार्ड् अपि अस्ति मम हस्ते आमामाम् तत् आमामाम् आमामां तद् तद्वारा सर्वं क्लैं कर्तुं शक्यते वा आं तर्हि इदानीं तु अहं एवं हा सर्वम् लभ्यते खलु अत्र पुनः किमपि धनं दातव्यं नास्ति इदानीं वैद्यालये

आमाम् अस्ति मम कार्ड् अपि अस्ति तद् मम पुत्रस्य हस्ते अस्ति इदानीं सा तत्र गतवान् अस्ति डिस्चार्ज् प्रक्रियां पूरयितुं वैद्यस्य समीपे इदानीम् आगच्छति हा तर् तर्हि श्रुत्वा ददामि इदानीं मम तु तत्र सप्तलक्ष इति लिखितमस्ति सर्वमपि भवति खलु यतोहि मम इन्शुरेन्स् एतद् मध्येपि अहं वर्षे षड्सहस्रं ददामि अतः षड्लक्षमेव इति कोपि उक्तवान् मम मित्रः तर्हि ए एकलक्षं पुनः दातव्यं भवति वा

नास्ति खलु आम् आम् आं तर्हि एतत् कथम् अहं साक्षात् इन्शुरेन्स् एजेन्सि एव भवतः वैद्यालयस्य कृते ददामि वा अथवा ते मह्यं यच्छन्ति अहमत्र पे करोमि तथा अस्ति वा

एवमेवमेवम् आं तदर्थं किमपि दातव्यं वा आमाम् सम्यक् तर्हि एतद् वर्षषड्सहस्रस्य स्कीं बहु सम्यग् अस्ति अहम् अन्यानपि वक्तुं शक्नोमि भवन्तः अपि कारयन्तु इति यतो हि बहवः एतद् विषयमेव न जानन्ति यं यदा पतन्ति तदानीं बहु क्लेशः भवति खलु एतद् केवलम् अपघातस्य मदते अथवा अन्य किमपि हार्ट् किड्नी एतादृशं भवति चेदपि लभ्यते वा शक्यते खलु आं युवावस्थायामेव क्रियते चेत् उत्तमं तद् हा यत् हा सर्वं कवर् भवति तर्हि अग्रे यदा कदापि एतद् उप आयुषमान् कार्ड् इत्यस्य उपयोगः कः तर्हि एतदस्ति चेत् आयुषमान् कार्ड् नापेक्षते इति मन्ये

लभ्यते वा आमाम् तर्हि तद्वयमपि इदानीं मया दातव्यम् अस्तु अस्तु अस्तु महोदय सा मम कुत्र सर्वं ददाति आम् भवान् तद् करोतु कृपया इदानीं तारिकापि मया धनं दातव्यं नास्ति केवल एतस्य डाक्टर् फ़ीस् अपि तत्र अन्तर्भवति आम् हा अस्तु अस्तु महोदय धन्यवादः

अस्तु अस्तु महोदय चिन्ता नास्ति अस्तु भवतु भवतु धन्यवादः अस्तु अस्तु